हरिः ओम् इदानीन्तनकाले अन्तर्जालमाध्यमेन वैद्यादिक साधनानि बहूनि सन्ति वयं पाठान् चरवाण्याम् वयं पठितुं योग्यं भवति इदानीन्तनकाले तादृशं तन्त्रज्ञानं वर्धितम् अस्ति तदा तत् बहु अस्माकं दैनन्दिनजीवने बहु उपयोगाय भवति यदि पुस्तकमेव वयं हस्ते गृहीत्वा गन्तुं यदा समयः न भवति अवकाशः न भवति तादृशः सन्दर्भेषु अत्यल्पभारम् वोढ्वा वयम् अत्यधिकं विषयं पठितुं ज्ञातुम् अत्यल्पसमयेन वयं तादृशम् अवकाशं प्राप्तुम् इदानीन्तनकाले तन्त्रज्ञानं वर्धितम् अस्ति तदर्थं वयम् ई ईदृशः वयं तन्त्रांशान् अस्माकं चरवाण्याम् अवतरणं कृत्वा वयं पठितुम् इदानीन्तनकाले आधुनिककाले बहु योग्यं समयोजितं कालसङ्गतम् अपि अस्ति इति अहं मन्ये